मनसोल्लार्थम् अस्माकं प्रदेशे कापि विविधा व्यवस्था वर्तन्ते अस्माकं प्रदेशे तु चलनचित्रमन्दिरमस्ति उद्यानम् अस्ति क्रीडाङ्गणमपि अस्ति चलनचित्रमन्दिरं डि क्लास् मध्ये अस्ति उद्यानन्तु राज्यपरिषद्वारा बहु सुन्दरतया सुसम्यक्तया निरूपितं वर्तते तत्र शुल्कः देयः किञ्चित् पञ्चरुप्यकाणि अथवा दशरुप्यकाणि शुल्कः देयः तत्र क्रीडाङ्गणे निश्शुल्कं तथा चलनचित्रमन्दिरेषु यावता व्यवहारे वर्तन्ते व्यवहारे विद्यते तता शुल्कं दत्वा चलनचित्रवीक्षणं कार्यम् इति तेषां मार्गेण मनसु मनसि उल्लासनं लभ्यते अतः मनसोल्लार्थम् अस्माकं प्रदेशे प्रदेशेषु प्रदेशे विविधाः व्यवस्थाः विद्यन्ते